आम् अहं साक्षात् गायनं श्रुतं श्रुतम् अस्ति अस्मि बहु बहु सम्यक् आसीत् त् सः अनुभवः तु बहु बहु सम्यक् आसीत् अहं तु पुनः पुनः पुनः अपि ज एतत् एषः अनुभवं प्राप्तुम् इच्छामि गायनं साक्षात् तु बहु सम्यक् आसीत् अहं एस् पि बालसुब्रह्मण्यं महोदयाः गानं साक्षात् श्रुत श्रुतवती पुनः इळयराजा इति सङ्गीतदर्शकः दर्शकस्य गायनमपि स सङ्गीत विभावरीम् अपि श्रुतवती साक्षात् श्रुतवती तत्र अहं पुलकाङ्किताः पुलकाङ्कितान् प्राप्तवती बहु सम्यक् आसीत् सः मम सः सः बहु सम्यक् सः बहु सम्यक् ग् गीतवन्तः गीतवान् सङ्गीतदर्शकत्वमपि बहु बहु सम्यक् करोति सः तस्य गाय् तस्य ग गानं गीतानि श्रोतुं तु अहं बहु बहु इच्छामि